मम प्रदेशे नानाविधकार्याणि उद्योगाय सन्ति केचन शिक्षकाः केचन आरक्षकाः केचन आपणिकाः केचन पर्यटनमार्गदर्शकाः इति अत्र मुख्यं स्थानं वहति पर्यटनमार्गदर्शकाः दर्शकाः इति कथम् इत्युक्ते मम देशः एकं विहारस्थलं भवति अतः एव एवम् एताः वृत्तयः मण्डलस्य अर्थव्यवस्थायां जीवनशैल्यां च पर्यटनमार्गदर्शकरूपेण योगदानं ददाति एवं मम प्रदेशः उक्तवत् एकं विहारस्थलम् इति तत् अवलोकनाय बहिर्प्रान्तीयजनाः अत्र आगत्य दृष्ट्वा गच्छन्ति परन्तु अत्र एका समस्या जायते भाषायाः विषये किम् इत्युक्ते परस्परप्रश्नाः समाधेयाः सन्ति तदर्थं ते कुत्र गन्तव्यं कथं गन्तव्यं मार्गः साधुः वा असाधुः वा इत्यादि प्रश्नाः परस्परम् व्यवह्रीयते एवं तेषां यात्रा सौलभाय समाप्तये एतादृशाः प्रश्नाः रूपेण भाषा मुख्यं स्थानं वहति तथैव एवमेव अर्थव्यवस्थायां मम देशे जनाः पर्यटनमार्गदर्शकः इति उद्योगः स्वीक्रियते एवम् आश्रीयते